नमस्ते हरि ओं स्विग्गी कस्टमर् केर् सर्विस् खलु अहं पूर्वं एकं फ़ुड् आर्डर् कृतवती आसं तत्र सङ्केतम् आसीत् गृहसङ्ख्या पञ्चदश द्वितीयः मार्गः जेपि नगरम् इति कृपया तत्र डेलिवरी न कुर्वन्तु अहम् इदानीम् एकं नूतनं सङ्केतं वदामि तत्र प्रेषयन्तु नूतनं सङ्केतं स्वीकुर्वन्तु गृहसङ्ख्या दश प्रथमः पार्गः पैप्लैन् रोड् जेपि नगरं इति अस्तु धन्यवादः